गतदिवसे मया हेड् एन् शोल्डर् इति केशप्रक्षालनम् अर्थात् शेम्पू फ़्लिप्कार्ट् इति वेब्सैट्तः क्रीणीतम् यदा मया प्रयोगः कृतः तदा अहम् अनुभूतवती यत् एषः समीचीनः वर्तते अयं शेम्पु मम केशस्य कृते उपयोगी वर्तते